मम प्रेदेशे सामान्यतः अस्माकम् उत्सवः पर्वणः पर्वणः सामुदायिक कार्यक्रमाः प्रसिद्धाः सन्ति सर्वे जनाः आगच्छन्ति मिलित्वा पूजयन्ति तत्र भक्तिः भक्तिः श्रद्धा श्रद्धा तु अस्ति एव तस्याम् किन्तु तत् विहाय सामुदायिकरीत्या मिलित्वा सर्वे आगच्छन्ति परस्परं सम्भाषणं कुर्वन्ति पुनः पुनः पुनः परिचयं स्वीकुर्वन्ति परस्परं मेलयन्ति मोदमपि प्राप्नुवन्ति अतः गणपती नवरात्रोत्सवः देवी नवरात्रिः उत्सवः तथैव बालानां बालानां कार्यक्रमाः अपि प्रसिद्धाः सन्ति